बिहूनृत्यम् असमप्रदेशे अत्यन्तं प्रसिद्धं वर्तते बिहूनृत्यकरणार्थं बालिकाः महिलाः वा मूगामेखला मूगारिहा पुनः रक्तवर्णीयासोलकपरिधानं कुर्वन्ति पुनः बहूनाम् आभूषणानाम् अपि धारणं कुर्वन्ति महिलाः यथा जुन्बिरी धोल्बिरी गल्पता गामखारु इत्यादयः परिधानं कुर्वन्ति पुनः केशानां खोपा कृत्वा तत्र कोपोफुल् इत्यस्य धारणं कुर्वन्ति पुनः बालकाः पुरुषाः वा धोति चुरिया तङ्गाली गामोछा इत्यादीनां परिधानं कृत्वा बिहूनृत्यं कुर्वन्ति एवं रूपेण धोल्पेपा गगना इत्यादिवादनद्वारा बिहूनृत्यस्य सम्पन्नं भवति